हा हरिः ओं नमस्ते ओ अस्तु एवं अस्तु अस्तु हा इदानीं आन्लैन्मध्ये केवलम् एकघण्टां वयं पाठनं स्वीकुर्मः आम् एकघण्टां स्वीकुर्मः आं प्रातःकाले अपि स्वीकुर्मः अनन्तरं सायङ्काले अपि अस्ति वर्गः भवान् कस्मिन् समये जाय्न् कर्तुमिच्छति हो प्रातःकाले प्रातःकाले चेत् समयः पञ्जवादने अस्ति षड्वादनः वादने अपि अस्ति हो षड्वादनम् अस्तु एवं चेत् हा धनं एकवर्गस्य निमित्तं वयं टु फ़िफ़्टि फ़िफ़्टि स्वीकुर्मः टु फ़िफ़्टि स्वीकुर्मः आम् आं भवान् प्रतिदिनम् आगन्तुम् इच्छति वा नो चेत् सप्ताहे वर्गद्वयम् इच्छति वा किं हो प्रतिदिने भवान् आगन्तुं शक्नोति अस्तु एकवर्गस्य निमित्तं तादृशं मूल्यं सो भवान् यद्वर्गं स्वीक कुर्व करोति तादृशं वयं मूल्यं स्वीकुर्मः आम् आं हा प्रथमं वयं प्रेक्टीस् कुर्मः मध्ये मध्ये एकविषयाणि सर्वं वदामः वयं प्रथमम् आरम्भे वर्गस्य आरम्भे किञ्चित् वार्मप् कृत्वा एक दशनिमेषं वा वार्मप् कृत्वा अनन्तरं योगासनं गच्छामः भवान् प्रथममिति कारणात् वयं सुलभेन कर्तुम् आसनानि स्वीकृत्य पाठयामः आम् अनन्तरम् अन्तिमे एक दशनिमेषं पुनः वार्मप् कृत्वा अनन्तरं किञ्चिद् ब्रीदिङ्ग् एक्स्सैज़् वयं पाठयामः आम् एतत् एव आं कति मासः वयं सम्पूर्णं पठामः इति न तत्र त्रिसहस्रम् अधिकम् आसनानि सन्ति आसनानि मध्ये सो भवान् यावत् वर्गम् आगन्तुमिच्छति तावत्पठितुं शक्नुमः भवतः इच्छा आं अस्तु महोदय वर्गस्य विषयः एवमेव हा अस्तु मा महोदय धन्यवादः